का समस्या अधुना प्रवर्तते भोः मया श्रुतं भवता अधुना एकं एक्सिडेण्ट् कृतम् इति किं तत् एवं कथं नाम सः बालकः कथम् आगतः अकस्मादेव आगतो वा नाम नाम बैक् यद् आसीत् तस्य इन्सुरेन्स् आसीत् अस्ति वा न वा इति एवं च बालकस्य कृते हानिः जाता वा न वा जाता चेत् कति इति सर्वं द्रष्टव्यं भोः एवं च मां वदतु किं किं जातम् इति सम्यक्तया वदतु किं किं जातम् इति कदा जातम्

हा

एवं तस्य पिता अपि आगतवान् वा

एवम् एवं कदा जातम् इदं सर्वमपि

एवम् एवं नाम अति अत्यधिकं जातं वा तद् एवम् ए एवम् एवं

एवम् एवं तत्तु भवत्येव मम तद् तदेव कार्यमस्ति किन्तु सत्यं वक्तव्यं यद् यद् जातं तत् सर्वमपि सत्यमेव वक्तव्यं मित्थ्या न वक्तव्या एवम् इदमेव खलु इतोपि किमपि जातं चेत् तत् सर्वं वदतु अधुना एव अनन्तरमहं रक्षयितुम् अशक्तः स्याम् सत्यं खलु अस्तु अस्तु तर्हि